हरिः ओम् नमः नमस्ते अग्रजः

हा गीतापुस्तकमस्ति कस्य नाम कस्मिन् हा गोरक्पुरे हा तदेव अस्ति कस्यां भाषायां अपेक्षते इति सूचयन्ति वा

हाम्

आम् पुनः किमपि शास्त्रस्य विषये किमपि अपेक्षते वा शास्त्रविषयस्य पुस्तकं शास्त्रसम्बद्धं

अस्ति यदि अपेक्षितं सूचयन्ति चेत् आमाम् तत्तु मिलित्वा स्वीकुर्वन्ति चेत् किञ्चिन्न्यूनं कर्तुं शक्यते

आम् आम् आम् अस्तु अस्मिन् सप्ताहे एव प्रेषयामि

पुस्तकानि हा न्यूनानि सन्ति आम् आ अस्तु धन्यवादाः